अहं यदा दश दशवर्षाणि आसं तदा अत्र पुण्यक्षेत्रम् अस्ति वेमुलावाडा क्षेत्रं राजराजेश्वरस्वामी देवालयम् तस्मिन् क्षेत्रे मम प्रथमं भावचित्रं स्वीकृतं तत्र मम माता पिता अनुजः अहम् अपि इत्युक्ते तत् भावचित्रस्य मम किञ्चित् विचारः इत्युक्ते स्फूर्तिदायकम् एव आसीत् अनन्तरम् अत्र कुण्डलटिकः क्षेत्रे एका बृहत् शिला आसीत् तस्मिन् शिलायां स्थित्वा अपि अहम् एकं भावचित्रं स्वीकृतवान् तत्र अपि मम किञ्चित् स्फूर्तिदायकम् एव आसीत् पर्याप्तम्